एतेषु वर्षेषु छायाचित्रणस्य परिवर्तनं बहु सम्यक् जातं पुरातनस्य चित्रग्राहकयन्त्रस्य बहु पुरातनम् अस्ति इदानीम् इदानीन्तन इदा इदानीन्तन दूरभाषाचित्रग्राहकः ग्राहकस्य बहु उत्तमं नूतनं साङ्केतिकं साङ्केतिकम् अस्ति तत् कारणात् अन्य बहूनि कार्यक्रमाणि चित्रं जनाः उत्तरक्षणमेव प्राप्नोति प्राप्तुं प्राप्तुं शक्नोति पूर्वतनः साङ्केतिकः साङ्केतिकता बहु बहु प्रयासः युक्तः अस्ति इदानीं सर्वं डिजिटल् अस्ति तत् कारणात् बहु सुलभमस्ति व्य व्ययः अपि किमपि नास्ति सर्वं डिजिटलेव यदि परिचित्रस्य परिवर्तनमपि करो क् कर्त् कर्न् करो कर्तव् क् करोति यदि करणीयः चेदपि बहु सुलभमस्ति मोबैल्मध्ये सर्वं कर्तुं शक्नोति पूर्वम् एतत् न कर्तुं शक् शक्नुमः टेक्नोलजि बहु उत्तमम् अ अस्ति इदानीम्